अस्माकं नगरे जनानां जीविकाविषये महत् वैविध्यं वर्तते यतोऽहि सामान्य बी टेक् बी एस् सी इत्यादि विद्यालयानि अतिरिच्य सङ्गीतकलाशाला संस्कृतविश्वविद्यालयः वैदिकविश्वविद्यालयः एवम् आयुर्वेदकलाशाला इत्यपि सन्ति अतः अत्र जनाः स्व इच्छानुसारं विषयान् चिन्वन्ति पठन्ति च अतः अत्र बहवः गायकाः सङ्गीतवादकाः आयुर्वेदवैद्याः संस्कृतविद्वांसः इत्यादयः भवन्ति किन्तु मम गृहसमीपे तु बहवः वैद्याः वर्तन्ते नेत्रवैद्यः बालकवैद्यः दन्तवैद्यः इत्यादयः सन्ति